शालायां करकुशलतायाः शिक्षणं कथं वर्तते किं त्वं तव बालस्य करकुशलता अध्ययनस्य विषये स्मरसि आम् अवश्यं स्मरामि करकुशलं नाम बहु सम्यक् मम पठ्यविषयं त्यक्त्वा पठ्येतरविषये एव अत्यधिक आसक्तिः अपि आसीत् करकुशलं नाम किम् एतेषु करेण यद् किमपि करणं अथवा भरतनाट्यम् अथवा सङ्गीतम् एतासु एतस्मिन् विषये एव मम आसक्तिः बहु एव अस्ति अहं यदा मम् मद्गुरुकुले शुभङ्करोति गुरुकुले आसं तस्मिन् काले अस्मिन्नेव मम मनः सर्वदापि प्रवर्तते स्म अस्माकं गुरुकुले भानु बुधवासरे बुधवासरे तथा शनिवासरे इति वासरे द्विधा एतेषां करकुशलं कक्षा आसीत् तस्मिन् अहं बहु सम्यक् भागग्रहणं करोमि स्म मम तस्मिन्नेव अत्यधिका आसक्तिः अ आसक्तिः अपि आसीत् पठ्यविषयं त्यक्त्वा पठ्येतरविषयम् एव अहं बहु अध्ययनं कर्तुम् इच्छामि स्म पुनः करकुशले यदि मम मनः प्रवर्तते तदा मम कृते बहु सन्तोषः अपि जायते अहम् अग्रे मम जीवने तस्मिन्नेव अहम् अग्रे गन्तुम् अपि इच्छामि किन्तु मम पठनं भवतु मम पठनं पठनस्य सह सहैव तदपि कर्तुम् इच्छामि तस्मिन् अहम् अग्रेसरा भव भवितुम् इच्छामि तथैव करकुशलं नाम मद् गुरुकुले रुबिक्युब् इति म्यात्स् सम्बद्धविषयं पुनः कृषिकार्यं कृषिकार्ये किमपि लघु लघु अस्माकं यद् भोजनार्थम् उपयोगं किमपि लघूनि सस्यानि स्थापयामः पुनः शाखाः तस्मिन् स्थापयामः एतादृशं तत्र अस्माकम्